गृहस्य परितः विद्यमानानि क्षेत्राणि स्वच्छतया अस्माभिः एव स्थापनीयानि तादृशं स्थापनीयं चेत् अस्माकं परिसराणि सर्वाणि स्वच्छं भवति अस्माकम् आरोग्यमपि स्वच्छं भवति अहं तु उ मम पुत्रिकया सह प्रतिदिनं गृहस्य परितः गृहस्य दक्षिणतः वामतः सम्यक्रूपेण सम्यक्रूपेण प्रक्षालयित्वा बहवः लघु वृक्षकाः स् स्थापयामि दस् तस्य तेषां पोषणमपि अहं करिष्यामि गृहस्य प्रति वा गृहस्य पुरतः प्रतिवासिनः अपि तादृशमेव अस्माकं गृहस्य पुरतः बहवः वृक्षकाः स्थापनीयाः वृक्षाः फलन्ति पुष्पाणि पुष्पयति अस्माकं कृते एव खलु तदनन्तरं वृक्षकाः स्वच्छम् वायुः अपि आगच्छन्ति अस्माकं आरोग्यम् अपि स्वस्थं भवति अस्माकं गृहस्य यदा बहवः जनाः गृहं प्रक्षालनं कुर्वन्ति परन्तु गृहस्य पुरतः एव बहवः अवस्कर पदार्थानि निक्षिपन्ते परन्तु तादृशं करोति चेत् अस्माकम् आरोग्यमेव सम्यक् न भवति किल तादृशं न करणीयं गृहं गृहस्य परितः गृहस्य सर्वतः एव सम्यक् रूपेण वयं वृक्षाणां करोति वा स्वच्छं कुर्मः चेत् बहु सम्यक् भवति गृहस्य समीपे उद्यानानि अपि स्थापयामः तादृशं कर्मः चेत् अपि सम्यक् भाति बालकाः प्रतिदिनं सायङ्कालसमये उद्यानवनं यदि अस्ति चेत् तत्र गत्वा समयपालनं कुर्वन्ति तेषाम् आरोग्यम् अपि सम्यक् भवन्ति गृहस्य समीपे एकं देवालयम् अपि निश्चयेन भवनीयं यदि देवालयम् अस्ति चेत् प्रतिदिनं तत्र गत्वा किमपि पञ्चनिमिषपर्यन्तं श्लोकाः वा किमपि अथवा आगच्छामः चेत् अपि सम्यक् भवति